योगाभ्यासानन्तरं मम मानसिकशारीरिकस्वास्थ्यम् उत्तमम् अभवत् दैनन्दिनजीवने तस्य प्रभावः वर्तते कथं कथमिति वदामि कदाचित् मय मम अधिकं कार्याधिक्यं भवति तदानीं प्रातः कृतयोगासनबलेन एव आदिनं यावत् अहं कार्यादिकं कर्तुं शक्नोमि तत्र सूर्यनमस्कारः प्राधान्यं भजते कदाचित् प्रातः प्रातः कार्यस्य आधिक्यं भवति तदानीं कथं करणम् इति चेत् सूर्यनमस्कारं कृतवान् भवामि इति कृत्वा अधिकं कार्यमस्ति चेदपि तेन क्लेशः न जायते अपि च मानसिकता अपि भवति तत्र नाम इदानीं प्रातः प्रातः कार्याधिक्यमस्ति चेत् कर्तुं कथं शक्यते इति चेत् तदा म सूर्यनमस्कारादिकं योगासनं करोमि चेत् तदा स्वयं मनसा अहं सिद्धः भवामि शरीरेण च यदि मनसा सिद्धः भवामि तर्हि शरीरेणापि सिद्धेन भवितुं शक्नोमि अतः प्रातः म मया योगाभ्यासः क्रियते दैनन्दीवनजीवने अपि तस्य प्रभावः वर्तते कथं नाम इदानीं मया प्रातः उत्थाय प्राणायामः क्रियते तत्र प्राणायामकरणेन यदा दैनन्दिनजीवने सूर्यस्य तापः आतपः अधिकः भवति तदानीं प्राणायामकरणेन मम शरीरं शीतलं भवति तेन आतपस्य प्रभावः शरीरस्य न उपरि न भवति इति कृत्वा अहं स्वस्थः भवितुं शक्नोमि